मम प्रदेशे बहूनि पर्यटनस्थानानि सन्ति भद्रावती इति उपमण्डले नरसिंहदेवालयः अस्ति द्रष्टुं बहुसुन्दरमस्ति शिव्मोग्गामण्डलस्य समीपे कूडलि इति स्थलम् अस्ति ऐतिहासिकस्थलं तत्र गत्वा बहुशान्तिः भवति तुङ्गबद्रानद्योः सङ्गमस्तानं शृङ्गेरीस्थलं भवन्तः श्रुण्वन्तः तत्र गच्छामश्चेत् शान्तिः भवति तत्र शारदादेवालयः अस्ति पूज्यपादाः तत्र आगच्छन्ति पूजां कुर्वन्ति बहु बहवः जनाः तत्र आगच्छन्ति विशेषतया शिशून् तत्र नीत्वा अक्षराभ्यासं कारयन्ति सागर उपमण्डले वर्दल्ली इति नाम नाम ग्रामः अस्ति तत्र श्रीश्रीधरस्वामी गुरूणां देवालयः वर्तते शिव्मोग्गातः लोकयानानि सन्ति जनाः उपयुज्य तत्र गच्छन्ति